वधूर्व वधूवरपक्षयोः सम्मतिः यदा प्राप्यते तदा वरपक्षतः वध्वोः वद् वद् वधूगृहे सन्देशादिप्रेषणम् एवञ्च उपहारादीनां प्रेषणं भवति तदुत्तरं वधूपक्षादपि वरपक्षे वरगृहे उपहारादिप्रेषणं कृत्वा अनन्तरं साष्टगन्धः तस्मिन् साष्टगन्धः अवसरे विवाहस्य तिथिः निर् विवाहस्य तिथेः निर्धारं कृत्वा तदुत्तरं विवहस्य कार्याणि आरभन्ते आदौ हरिद्रापूजनं नाम हरिद्रालेपनम् ए इति कार्यक्रमः भवति अयं विवाहस्य मुख्यः अंशः तदुत्तरम् तदुत्तरदिने विवाहः नाम नवर्देवपूजनम् इति वर्तते तत्र वधूपिता यः स्वजामातृपूजनं करोति तदनन्तरं मङ्गलाष्टाकादिभिः वधूवरयोः एकत्र पूजनं तेषाम् उक्ष् उपरि अक्षतादिभिः प्रोक्षणम् इत्यादिकं सर्वं कृत्वा अनन्तरम् अग्निसाक्ष्येन विवाहस्य सम्पन्नतां कृत्वा वध्वोः स्वगृहं नाम श्वशुरगृहप्रेषणम् इत्थं विवाहपद्धतिः वत् वर्तते